करः व् विषयः व् इदनिं विविधरीत्या कराः स्वीकर्वन्ति इत्युक्ते एकैकप्रदेशस्य राज्यस्य भिन्नभिन्नराज्यस्य भिन्नकराः सेण्ट्रल् विषये आभारतं तादृशम् एक कराः सन्ति इत्युक्ते करा स्वीकृत्य राज्यस्य विकासार्थं करणीयम् इति अभिप्रायः राज्ये क किमित्युक्ते रोड् विकसनं तादृश भारतस्य अथवा प्रदेशस्य अथवा राज्यस्य धन आगमनमार्गं भवति कराः तदुपयुज्य तत्रत्य सम्पूर्णविकसनं करणीयम् इति तथा एव भिन्नभिन्नरूप अस्य टेक्स् अथवा करः स्वीकृत्य एव अग्रिमघट्टे अतः तदा इत्युक्ते पुरोगमनार्थं तादृश कराः स्वीकृत्य अग्रे गन्तव्यम् उदाहरणार्थम् आभारतं भिन्नभिन्नरीत्या विकासाः भवन्ति इत्युक्ते रोड् विकसनं प्राथमिकविवस् अडिस्थान सौकर्यविकसनम् इति एकः कार्यक्रम कार्यः रोड् विकसनम् इत्यादयः भिन्नभिन्नराज्यस्य पुरोगमनार्थं कराः स्वीकृत्य तदतिरिच्य विकासः राज्यस्य भवति तत् सम्यक्रीत्या करोति चेति राज्यविकसनं सम्पूर्णं सम्यक् कर्तुं शक्यते तत् उत्तमरीत्या कैकार्यं करणीयम् इति एकं चिन्तनम् अस्ति तत्र तादृशं करोति चेति व्य राज्यस्य विकासं तत् उपयुज्य कर्तुं शक्यते तदेव सम्यक् रीत्या तस्य परिपालनमपि करणीयं तथा राज्यविकासं सम्यक् भवति असमीचीनं भवति चेत् एवं धनस्य विनियोगस्य एका स्ता स्थायीभावं न भवति उत्तमरीत्या कैकार्यं करोति चेत् सम्यक् रीत्य तत् संरक्षणमपि करोति चेत् राज्यविकासं तदुपयुज्य कर्तुं यतेष्टं शक्यते इति चिन्तनमस्ति ततः सम्यक्रीत्या करं स्वीकरणम् एवं करणीयं तत् परिपालनमपि सम्यक् करणीयमिति चिन्तनम्